हरिओं नमस्ते अहम् अ पर्वतवर्धिनी इति अहम् भवन्तः एत् वित्तकोशः अस्ति तत्र नूतनम् एकम् अकाउण्ट उद्घाटयितुम् इच्छामि तदर्थम् अहम् दुरवाणीम् कृतवती तर्हि अहम् कदा आगच्छामि ईदानीम् किं किम् आनय आवश्यकम अस्ति

अस्तु अस्तु तर्हि आदौ उद्घाटनार्थम् एव एक सहस्त्र रूप्यकाणि आवश्यकम् अनन्तरम् पञ्जीकरणपत्रम् तत्रएव आगत्य पूरयामि भावचित्रं अस्तु भगिनी अहम् अहम् एकाएव आगच्छ हा अहम् एकाएव आगच्छामि चेत् पर्याप्तम् वा अन्यः अस्तु किमर्थम् तत पृष्टवती इत्युक्ते इति इष्ट किमर्थम् पृष्टवती इत्युक्ते मम अत्र जॉइण्ट अकाउण्ट ए कर्तुं इच्छामि अतः अन्यः अपि अन्येषां अपि तत्र उपस्थापनम् आवश्यक उपस्थितिः आवश्यकम् वा न वा म मम पतिः तेन सह हाँ हाँ अस्तु तर्हि चिन्ता नास्ति सः अपि आगच्छति अहम् ईदानीम् एव यदा उद्घाट अकाउण्ट उद्घाटन समये एव सेविङ्ग्स अकाउण्टः तदाएव अहम् एतम् फिक्स डिपॉज़िट इति वदन्ति किल तत्र अपि किञ्चित धनं स्थापयितुम् इच्छामि न तत्र किम् करणीयम् भवति नियमाः के इति ज्ञातुम् इच्छामि भगिनी अस्तु भगिनी अहम् तत्र आगत्य सर्वं करिष्यामि अस्तु धन्यवादः